मम प्रदेशः इत्युक्ते भारतदेशः एवं भारतदेशे कर्नाटकराज्यम् भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इत्यामनन्ति मनीषिणः एवमेव कर्नाटकराज्ये सांस्कृतिकाः उत्सवाः के इति इति उच्यते चेत् पृथक्तया पार्थक्येन किं वर्तते इति चेत् मम प्रदेशः इति चेत् शृङ्गेर्यां नवरात्रिः उत्सवः कर्नाटकराज्योत्सवः दीपावलिः इत्यादिकं प्रसिद्धरूपेण वर्तन्ते एवं परम्परा इति इ किम् अस्ति इति चेत् तत्र यक्षगानपरम्परा विशेषतः अस्ति यक्षगानपरम्परायाम् तत्र भागवताः भवन्ति भागवताः इत्युक्ते ये पद्यगानं कुर्वन्ति ते हिम्मेळवादिनः इत्यपि उच्यन्ते एवं मुम्मेळवादिनः ये सभाङ्गणे रङ्गमञ्चे ये नर्तयन्ति ते मुम्मेळवादिनः ते यक्षगानम् रताः यक्षगानं नृत्यन्ति एवं ते तालज्ञानं पुरस्सरं ते यक्षगानं नृत्यन्ति तत्रापि वस्त्रादिकं बहुविधाः वर्तन्ते तेषाम् व्यवस्थितरूपेण वर्तते एवं तत्र द्विविधं वर्तते द्विविधम् अस्ति एवम् एकं तेङ्कुतिट्टु एकं बडगु तिट्टु इति अस्ति तत्र तेङ्कुतिट्टुमध्ये वस्त्रादिकं भिन्नम् एवं तालं नृत्यम् इत्यादिकं भिन्नं वर्तते एवं बडगु तिट्टु मध्येपि भिन्नं भिन्नं तालं भिन्नं नृत्यं वर्तते एवं तेङ्कुतिट्टुमध्ये विशेषतः झागण्टः घण्टे यद् ब् अस्ति तद् ते गर्जनं कुर्वन्ति अत्र न भवति तत्र एवं छण्डे छण्डे वादनं मृदङ्गवादनम् इत्यादिकमपि भवन्ति एवं तत्र प्रथमादौ सर्वादौ किं क्रियते इति चेत् मङ्गलं मङ्गलाचरणं क्रियते पूजां कुर्वन्ति तेन सर्वेषां कृते तद् सांस्कृतिकरूपेण यथा अस्ति अस्माकं परम्परा इति ज्ञातुं शक्यते एवं तत्र नृत्यादिकं यक्षगानं दृष्ट्वा सर्वे जनाः स्वात्मानं तत्रैव अर्पयन्ति यथा तत्कथायां कथं कथम् अस्ति इति ज्ञात्वा तद् ज्ञातुं शक्यते एवम् विचारं विदेशीयानां जनानां कृतेपि ई प्रभावः प्रभावः उत्पादकरीत्यापि भवति यथा अस्ति इति चेत् सांस्कृतिकः अस्माकं संस्कृतिः संस्कृतिः किम् अस्ति इत्यादिकं तेपि ज्ञातुं शक्यन्ते एवम् अस्माकं स परम्परा अस्ति यक्षगानम् इति तत्र बहुविधाः वर्तन्ते तत्र बहु विचाराणि वर्तन्ते तत्तु वक्तुं निमिषद्वयात्मकम् अपर्याप्तम् अस्ति